डिमार्ट् डिमार्ट् गच्छामः वा बिग्बज़ार् गच्छामः वा

अस्तु इदानीं भवते शनिवासरे का अस्तु तत्पूर्वं शनिवासरे भवतः कापि कक्ष्या नास्ति वा अथवा मीटिङ्ग् किमपि भवान् पूर्वं संशयं संशयं प्रदर्शितवान् आसीत् शक्यते वा न वा इति हा

प्रातः समाप्य इत्युक्ते तर्हि प्रायः कस्मिन् समये भवति एकादश सार्धएकादश वा भवति चेत् वरम्

पाकः मया पाकः मया पूर्वं सज्जीकरणीयः वा अथवा अन्यत्र बहिः किमपि पश्यामः वा इदानीं सार्ध एकवादनम् इत्युक्ते सार्धतः एकादशवादनम् इत्युक्तौ तत्र घण्टा सार्धैकघण्टा वा यापनीया भवति तावता पाकः अनन्तरं गृहमागत्य कर्तव्यं भवति

कुत्र गन्तुं शक्नुमः इति चिन्तयति भोजनार्थं आवलीं सज्जीकरोमि भवता तत्र कक्ष्यां समाप्य आगमनाभ्यन्तरे सज्जीकरोमि हा हा

अनन्तरं सायङ्काले सायङ्काले नाम सायङ्काले न भोजनोत्तरं तत्रेव समीपे एकम् उद्यानमस्ति इति श्रूयते समीचिनमस्ति इति तद् हा हा यत् वर्षद्वयमतीतं तत्र इतोऽपि कथम् अस्तीति न दृष्टम् अतः गच्छामः किल तत्रापि अस्तु तर्हि हा